अहम् ए सि क्रीणितवती किन्तु तत् शीतळी बहु शीतळी न भवति तस्य एतत् उपकरणात् बहिः जलम् आगच्छति तत् कण्ट्रोल् कर्तुं बहु कष्टम् अनुभवति रिमोट् सम्यक् न पर्क् करोति एतत् बहु मूल्येन अहं क्रीणितवती किन्तु एतादृशम् क्वाल्टि नास्ति